प्राडक्ट् बहु सम्यक् वर्तते मया यथा आर्डर् कृतं तथा एव प्राप्तं क्षालितमपि वस्त्रं स्ववर्णं न त्यजति धृत्वापि दृष्टवान् फिट् वर्तते बहु सम्यक् अनुभवः जातः